आम् मया बौद्धिकदृष्ट्या पुराणविषये कानिचन पुस्तकानि पठितानि तत्र कानिचन भौगोलिकविषयाः आचरणविषयाः वर्णितानि सन्ति तत् तस् तत्र बहु कष्टकरम् इति कानिचन विषयानि दृष्टम् किमर्थमित्युक्ते तत्सर्वं मूलरूपेण वर्णितम् आसीत् इति कष्टम् अभवत् तद्विषये अहं मम परिवारेण सह चर्चा कृतवती कदाचित् चर्चासमये अस्य उपायः अपि लब्धमस्ति